महाभारतस्य एककर्तृकत्वविषये महान् विवादः आधुनिकेषु वर्तते तत्र मम अभिप्रायः तु व्यासविरचितं गणेशलिखितम् एव तत् व्यासः महाभारतश्लोकान् उक्तवान् तत् गणेशः स्वशुण्डया त तद् शुण्डाम् उपयुज्य तद् लिखितवान् इति अन्यः तद अन्या कथापि अस्ति गणेशः उक्तवान् किमपि स्थगनं विना वक्तव्यम् इति व्यासः किं करोति तत्र तत्र किञ्चित् व्यासः अपि एकः तद् एकः कण्डीषन् उक्तवान् यथा यत् यत् यत् श्लोकं व्यासः वदति तद् अर्थम् अवगत्यैव लिखितव्यं गणेशेन लिखितव्यम् इति तदर्थं किं करोति व्यासः मध्ये मध्ये किञ्चित् कठिनश्लोकान् अर्थम् अवगन्तुं कठिनश्लोकान् वदति तदर्थम् अवग तद् यदा गणेशः अर्थम् अवगत्य अवगन्तुं किञ्चित् समयः स्वीकरोति तदा व्यासः अन्य सेट् श्लोकं तद् मनसि उत्पा तद् मनसि चिन्तयति तादृशमेव व्यासः वदति गणेशः लिखति व्यासविरचितं गणेशलिखितमेव इति मम अभिप्रायः